अहं महाराष्ट्रप्रदेशतः अस्मि अत्र पूजास्थानानि कानि सन्ति एषः प्रश्नः अस्ति अत्र तर्हि नाग्पुरे प्रसिद्धः रामन्दिरं रामटे रामटेकनगरम् अस्ति अत्र तत्र तत्र राममन्दिरम् प्रसिद्धः राममन्दिरम् अस्ति नाग्पुरे अष्ट विनायकतः गणेशः टेकडि इति अपि मन्दिरम् अस्ति तर्हि परम्पराः उत्सवाः च समुदायस्य अस्मिता कथं प्रभवन्ति इति प्रश्नः अस्ति तर्हि अत्र अस्माकं भारतप्रदेशः कृषिप्रधानः अस्ति तर्हि पोला इति नाग्पुरे बहु सम्यक्रूपेण वयं साधरं कुर्मः एकस्मिन् वर्षे के वृहन्तो उत्सवाः आचर्यन्ते अत्र एव एकः प्रश्न अस्ति तर्हि महाराष्ट्रप्रदेशे भिन्नः भिन्नः जातिनः लोक् जनाः अत्र निवसन्ति तेषां भिन्नः भिन्नः संस्कृतिः तर्हि भिन्नभिन्नः उत्सवः महाराष्ट्रप्रदेशे राजस्थानी गुजराती पञ्जाबी नाग्पुरे निवसन्ति तर्हि नवरात्री इति गुजरातीनां बहु विश्वासः तर्हि तत्र दुर्गापूजा तर्हि तत्र गर्बा इत्यादिकं वर्तन्ते अत्र गणेशचतुर्थी अपि बहू सम्यक्रूपेण अत्र वयं साधरं कुर्मः तदन्तरं दीपावलिमहोत्सवः दशरा विजयदशमी अपि बहु सम्यक्रूपेण वर्षं वर्षप्रतिपदम् अस्माकं परम्परा अस्ति अस्माकं तर्हि एतस्य एतादृशी परम्परा अस्मितायाः प्रभावः अस्माकं व्यवहारे अस्माकं स्वास्थ्यम् अपि सन्ति